सर्वे अपि जनाः व्यापारादिकं कृत्वा एव अथवा उद्योगं कृत्वा जीवनयापनं कुर्वन्ति मम ग्रामे अपि बहवः जनाः व्यापारं कुर्वन्ति व्यापारः अपि बहुविधाः सन्ति मम ग्रामे केचन जनाः कृषिकार्यं कुर्वन्ति तत्र धान्यं शाकं शब्जी इत्यादीनां कृषिकार्यं कृत्वा यानि फसलानि प्राप्नुवन्ति तानि विपणीं नीत्वा विक्रयणं कृत्वा धनं प्राप्नुवन्ति तेन धनेन ते जीविकानिर्वाहं कुर्वन्ति केचन जनाः गवादि पालनपोषणं कृत्वा जीविकानिर्वाहं कुर्वन्ति महिलाः गृहे वस्त्रनिर्माणं कुर्वन्ति तानि वस्त्राणि विक्रीय धनं प्राप्नुवन्ति तेन अपि जनाः जीविकानिर्वाहं कुर्वन्ति एतादृशाः व्यापाराः मम ग्रामे सन्ति